अहं पनीर्बटर्मसाला इति अहं व्यञ्जनं बहु सम्यक् रीत्या करोमि इति मम पुत्रौ वदतः अतः तस्य पाककरण विधानम् एवम् अस्ति आदौ तु अहं पात्रे किञ्चित् तैलं स्थापयामि तैले पलाण्डु सम्यक् कर्तयित्वा पलाण्डुं स्थापयामि अनन्तरं किञ्चित् लशुनम् आर्द्रकं च योजयामि अनन्तरं किञ्चित् भर्जनं कृत्वा रक्तफलम् अपि तत्र योजयिष्यामि सम्यक् यत् तत् क्वथति तदा अहं तस्मिन् एव एलां लवङ्गम् अनन्तरं शुष्कफलम् अपि तत्र स्थापयित्वा किञ्चित् तत् एवमेव भर्जयामि पुनः तत् शीतलं यदा भवति तदा अहं मिश्रणं करोमि सर्वेषां मिश्रणं कृत्वा अन्ते तत् पुनः पात्रे स्थापयित्वा नवनीतं सम्यक् योजयामि नवनीतं योजयित्वा पनीर् इति यद्भवति तदपि तस्मिन् योजयामि सम्यक् कोतुम्बरी इति यद्भवति तदपि पत्राणि अहं योजयित्वा सम्यक् पनर् पनीरबटर्मसाला निर्माणं करोमि